अहं मैसूरुनगरे वसामि इत्यतः अत्र मैसूरुनगरं बहु प्रवासी स्तानाः अधिकाः सन्ति इत्यतः अत्र मैसूरु सिल्क् सारी सेल् अपि प्रसिद्धम् अस्ति अनन्तरं अत्र खाद्याः बहूनि सति सन्ति तदपि बहु प्रसिद्धं अन्यत् एकं बहु क्षेत्राणि सन्ति पुण्यक्षेत्राणि अनन्तरं मैसूरु प्यालेस् अपि अस्ति तदपि द्रष्टुं प्रवासी जनाः बहु आगच्छन्ति तत् कारणात् वयं जनाः आगच्छन्ति तत् कारणात् वयं होटेल् आरम्भं कुर्मःश्चेत् तद् उत्तमं भवति इति भाति